मम पाकशालायां विद्युत् उपकरणमित्युक्ते गरटनयन्त्रम् अहम् अधिकतया उपयोगं करोमि तद् गरटनयन्त्रम् मिक्सर् इति वयम् आङ्ग्लभाषायां वक्तुं शक्नुमः तत् न स्यात् चेत् गरटनयन्त्रे एव यत् पेषणं करणीयं तत् सर्वं करणीयम् आपतति स्म तदानीं कदाचित् समयः अपि व्यर्थः भविष्यति किन्तु गरटनयन्त्रे गरटितस्य रुचिः अधिकं वर्धते तदापि तत् समयः बहु अपेक्ष्यते स्म गरटनार्थम् अतः घरटनयन्त्रस्य सहायेन कार्यं किञ्चित् सुलभं भविष्यति गरटनयन्त्रस्य उपयोगेन शीघ्रं कार्यं समापयितुं शक्नुमः नाम पाककार्यं तादृशानि उपकरणानि इदानीं चुल्लि अपि तादृशम् आगतं वर्तते गरटनयन्त्रे अपि विशिष्टानि गरटनयन्त्राणि तत्तु फलरसनिर्माणार्थं विशिष्टं भवति किञ्चित् पिष्टनिर्माणार्थं विशिष्टं तादृशमपि तत्रैव बहवः विकल्पाः अपि सन्ति तादृशयन्त्राणाम् अभावे कदाचित् अस्माकं कार्यं बहु कष्टाय भवति स्म इति अहं तस्य उपयोगः बहु वर्तते एव अस्माकं जीवने दैनन्दिनजीवने तस्य सहायेन वयं वयं सुलभतया बहु कार्यम् अल्पसमये कर्तुं शक्नुमः तस्य सहायं तु आधुनिकजीवने वर्तते एव